इदानींतन जनाः सर्वे रेडिमेण्ट् वस्त्राणि एव उपयोगं भवति तत् शीघ्रतया व्यवस्थापनं करोतीति दृष्ट्या अनन्तरं सः सुलभतया भवति इति विषये वा दृष्ट्वा रेडिमेण्ट् वस्त्राणि धरन्तु उपयोगं कुर्वन्ति किन्तु एवं रेडिमेण्ट् वस्त्राणि उपयोगं करोति चेत् यद्वा व्यवस्थापनं करोति तत् कटुः लेपनं करोति ते बहु नष्टाः भवन्ति तेषां जीवनोपाधिं गच्छति यदि अस्माकं बहु कनिष्टरूप्यकाणि उपयोगं करणीयम् अन्येन व व्यव् व्यवस्थापनेन अस्माकं बहु न्यूनम् उपयोगं करोति चेदेव उट्टङ्कवाते कुटु लेपनविषये मिशन् रूप्यकेण उपयोगं कुर्वन्ति ते जनाः अपि बहु वस्त्रलेपान् करोति